पुरातनकाले बालाः बहु कथाम् इच्छन्ति पुरातनकाले अविभक्तकुटुम्बस्य पद्धति आसीत् तत्र शिशुः गृहे बन्धुबान्धवस्य बन्धुबान्धवस्य बान्धवस्य बान्धवस्य बान्दवानां सह तत् सह जीवति

तदा माता मातामही पितामही नो चेत् पितामहः पितामही तत्र बहु सम्यक् बालानां शिशूनां कथां वदति स्म ते कतां श्रुत्वा श्रुत्वा एवमेव संस्कारं रूडयति सुसंस्कृतबालानां वर्धनं बालाः वर्धन्ति सुसंस्कृतबाला भवितुं तत् कथा बहु तेषां कारणम् अभवत् कारणं करोति अनन्तरम् इदानीम् आधुनिकयुगे विभक्तकुटुम्बस्य पद्धतिः अभवत् अविभक्तकुटुम्बम् इदानीं द्रष्टुमपि न शक्यते रामः पुरुषोत्तमपुरुषः तस्य गुणां कथं वा वयं वक्तुं शक्यते ते श्रुणोति चेत् तेषां मनसि बालानां मनसि एव रामस्य गुणं तद् गुणः वर्धते तस्य जीवनमपि एवमेव सह जीवनं एवमेव कर्तुं रामस्य गुणः सहायं करोति रामस्य गुणस्य आदर्शं बालः स्वीकरोति इदानीं यदा पुत्रस्य जननं भवति अनुक्षणं मोबैल् तत् जिङ्गमदूरवाणी मध्ये किमपि स्थापयित्वा तेषां ददाति शिशुः तदेव श्रुणोति बहु शिशुमध्ये क्रोधस्वभावः दुष्टस्वभावः अनन्तरम् उग्रस्वभावः प्रवर्तते तत् वर्धते यदि वयं शिशूं तस्य मातामही समीपं वा मातामहस्य समीपं वा एवं कथां श्रुत्वा श्रुत्वा वर्धनं भवति तेषां मध्ये समादानः सुसंस्कृतगुणाः बहु भवति अतः गृहे वयं प्रतिदिनं बालानां रामस्य रामायणस्य महाभारतस्य कथां वक्तव्यम्